नमस्कारः ओला क्याब् सेन्टर् अहं प्रतिदिनं भवतः एजेन्सिद्वारा एव अटो स्वीकृत्य गच्छामि इदानीम् अहं स्वपरिवारेण सह पुरीं गन्तुम् इच्छामि वयं सप्त जनाः स्मः कृपया सेवेन् सीटर् बुक् क्रियताम् श्वः प्रातः षड्वादने अहम् इतः प्रस्थानं करोमि अतः कृपया श्वः समये आगच्छतु